कर्णाटकराज्ये डोळ्ळुकुणित इति ग्रामीणनृत्यकला अस्ति तासु कलासु जनाः बृहद्गात्रस्य चर्मवाद्यं वादनं कृत्वा नर्तनम् अपि करोति इदानीं प्रायः एषा कला नष्टप्रायः अल्पजनाः जानन्ति ते अपि वृद्धाः अतः बहु जनाः इदनीं ते अद्य कलां कुर्वन्न शक्नोति